भारतस्य अधिकृतभाषा हिन्दी अस्ति तदतिरिच्य भाषाणाम् अन्याः विविधाः भाषाः सन्ति एकैका राज्ये एकैकाः भाषाः सन्ति इदानीं तमिल्नाडू देशे तमिळ् भाषा अस्ति केरळदेशे मलयाळभाषा अस्ति कर्नाडगदेशे कन्नडभाषा अस्ति आन्द्रा मध्ये किम् अन्या भाषा अस्ति भिन्ना भिन्नभाषाः सन्ति इत्युक्ते विविधाः केरळा भारतमित्युक्ते वैविध्यस्य राज्यमस्ति अतः भिन्नभिन्नभाषाः सन्ति भाषावैविध्यम् एकं किं न एकैकप्रदेशस्य भिन्नभिन्नरीत्या भाषणं कुर्वन्तः सन्ति जनाः भाषावैविध्यम् उत्तममस्ति एव इत्युक्ते एकैकदेशस्य भिन्नभिन्नरीत्या कार्याणि कुर्वन्ति तदनुसृत्य भाषाणां वैभवमस्ति एकैकप्रदेशे अपि भाषाणां वैभवं सुन्दरमस्ति तदा तावत् एव एवं भवति इत्युक्ते कन्याकुमारितः काश्मीरपर्यन्तं भिन्नभिन्नराज्यानि सन्ति तत्र सर्वत्र भिन्नभिन्नरीत्या भाषणं कुर्वन्तः यथेष्टं सन्ति प्रादेशिकभाषारीत्या कार्याणि कुर्वन्ति सन्ति तदेव उत्तमम् इत्युक्ते सर्वासु भाषासु जननी अस्ति संस्कृतभाषा संस्कृतभाषा एकैकराज्यस्य भाषाणाम् अन्तर्भवति संस्कृतभाषां विना अन्यभाषा तु स्थायीभावं न भवति इति एकः अभिप्रायः अस्ति